मम इष्टतमं पात्रम् एकलव्यस्य पात्रं महाभारते एकलव्यः इति एकः बालकः आगच्छति तस्य पात्रं मम वस्तुतः इष्टदायकं पात्रं कथम् इत्युक्ते एकलव्यः किमर्थम् इत्युक्ते एकलव्यः एकस्मिन् दिने द्रोणाचार्यस्य समीपं गच्छति गत्वा धनुर्वेदशिक्षणम् अभ्यासं कर्तव्यम् इति श्रावयति तदानीं द्रोणाचार्यः वदति तद् शिक्षणम् अहं भवतां कृते न करोमि वस्तुतः भवान् अन्यः अस्ति नाम क्षत्रियानां ब्राह्मणानां कृते एव विद्यां दास्यामि इति द्रोणाचार्यः कथयति तत् श्रुत्वा सः आशीर्वादान् स्व अशीर्वादं स्वीकृत्य पुनः स्वस्य कुटीरं प्रति आगच्छति एकलव्यः ततःपरं मृद्निर्मितं द्रोणाचार्यस्य प्रतिमां निर्माणं करोति ततःपरं प्रतिदिनं पुष्पादिकं समर्प्य धनुर्विद्या धनुर्विद्यायाः अभ्यासं करोति एकलव्यः तद् कृत्वा कृत्वा सः शब्दवेदी प्रयोगमपि अभ्यासं करोति तदानीम् एकस्मिन् दिने आखेटनार्थं पाण्डवाः अरण्यं प्रति गतवन्तः तदानीम् अर्जुनेन सह एकः शुनकः अपि आगतः सः शुनकः एवमेव भषति गमने गमनसमये तदानीम् एतस्य किञ्चित् एकाग्रता भङ्गा जाता इत्यतः एकलव्यः बाणस्य प्रयोगं सप्तबाणानां प्रयोगम् एकवारमेव शुनकस्य मुखे संस्थापितवान् तद्दृष्ट्वा अर्जुनः चकितः एतस्य प्रयोगं कः कृतवान् इति अन्वेषणं कुर्वन् कुर्वन् सः आगच्छति तदानीम् अपरिचितम् एकलव्यम् अर्जुनः पश्यति तस्य बिल्विद्या कौशलम् इत्यादिकं दृष्ट्वा चकितः भवति अर्जुनः तदानीं पृच्छति भवतां गुरुः कः इत्यादिकं तदानीम् एकलव्यः वदति मम गुरुः द्रोणाचार्यः इति वस्तुतः द्रोणाचार्यः अर्जुनाय अहं लोके भवन्तं धनुर्विद्यापारङ्गतं करोमि इति वस्तुतः वचनं दत्तवन्तः एतद् श्रुत्वा तेन मनसि किञ्चित् वेदनापि जायते अय्यो मम गुरवः एवं कृतवन्तः इत्यादिकं परम् अस्य पात्रेण अहं किं शिक्षितम् इत्युक्ते नाम गुरुः आशीर्वादः अस्ति चेदपि वयं किमपि जीवने किमपि साधयितुं शक्नुमः इति नाम केवलं शिक्षणात् एव नाम ते पाठयन्ति चेदेव वयम् अभ्यासः अस्माकम् अभ्यासः सम्यक् भवति इति नियमः नास्ति आशीर्वादेनापि वयम् अभ्यासं सम्यक् कर्तुं शक्नुमः इति पात्रेण ज्ञातं मया